नमस्ते ओला क्याब् सेण्ट्र् वा हा अहं ह्यः एकं रैड् निमित्तम् अड्वान्स् कृतम् अड्वान्स् पेमेण्ट् कृतवती यार्पोर्ट् प्रति गन्तव्यम् इति इतोऽपि न आगतं यानं समयः अपि समयः अपि अभवत् अतः कृपया क्यान्सल् कुर्वन्तु तत् अड्वान्स् धनमपि प्रेषयन्तु वयम् अन्य क्याब् बुकिङ्ग् कृत्वा वयं गच्छामः धन्यवादः